निपुणाः वदन्ति यत्र क्रीडाः सन्ति तत्र सर्वे प्रकृतिभावं प्रदर्शयन्ति इति निपुणाः वदन्ति इदानीं क्रीडाः सन्ति चेत् तस्मिन् समये सर्वे उत्तमरीत्या सन्तोषेण एव क्रीडन्ति सन्तोषं विना क्रीडन्ति इति प्रायः न भवति वयं न पश्यामः अतः क्रीडाः इति अस्माकं जनानां मध्ये उन्नतः विषयः एव इदानीं बालाः सन्ति इति चिन्तयतु एकः बालः अस्ति तत्र अत्र तत्र नागच्छति एकस्मिन् स्थाने एव भवति इति चिन्तयतु वैद्यः प्रायः किं पृच्छति क्रीडति वा सम्यक् क्रीडति वा इत्येव पृच्छति इत्युक्ते यत्र बालः बालाः अथवा ज्येष्ठाः अथवा सर्वे क्रीडन्ति तत्र स्वास्थ्यं सम्यक् भवति तेषां शरीरमपि उत्तमतया भवति किं वदति निपुणाः वैद्याः प्रतिदिनं चलन्तु योगाभ्यासं कुर्वन्तु तादृशं प्रतिदिनं कुर्वन्तु इत्येव वदति इत्युक्ते तत्र क्रीडा क्रीडा इति मुख्यविषयः अस्ति क्रीडन्तु बहिर्गत्वा क्रीडन्तु आन्तरि आन्तरिकक्रीडायाः अपेक्षया बहिर्गत्वा क्रीडन्तु इति अपि वदन्ति अतः क्रीडाः सन्ति इति कारणेन शरीरपोषणमस्ति मानसिक पोषणमस्ति सन्तोषेण भवन्ति यतः मानसिक पोषणमपि अस्ति अनन्तरं स्वास्थ्यं सम्यक् भवति तदेव सर्वे वदन्ति किल प्रतिदिनम् दश किलोमीटर् वा चलनं भवतु अनन्तरं यः कोऽपि यः कोपि क्रीडा भवतु तत्र इति एव वदन्ति अतः तादृशाः विषयाः सन्ति क्रीडामध्ये इति उत्तमः विषयः